चलनचित्राणि तु भिन्नभिन्नचित्राणि अहं पश्यामि एकम् इत्युक्ते एकं चित्रम् इति अहं न वक्तुं न शक्यते अत्र भिन्नभिन्नचित्राणि अहं पश्यामि भिन्नभिन्नानि भिन्नभिन्नचित्राणि भिन्नभिन्नरूपचित्राणि इत्युक्ते हा हास्यकनिकानि चित्राणि अनन्तरं किं कुटुम्बविषये चित्राणि वा नो चेत् देशस्य विषये चित्राणि वा नो चेत् देशरक्षणविषये वा नो चेत् भक्तिविषये वा नो चेत् एतानि एतानि एतादृशानि चित्राणि अहं मया रोचते अनन्तरं सङ्गीतविषये अपि सङ्गीतमपि अहं शृणोमि किन्तु नामानि तु अहं न जानामि तावत् सङ्गीतमपि सम्यगेव भवति इति मम चिन्तनम् अनन्तरम् एवं वर्तते